आम् अहं मध्यवयसि अस्मि तथा च कदाचित् अहं व्याख्यातुं प्रयतन्ते यदा मम अग्रजः अनुजभगिन्या च कली मतभेदः भवति भवन्ति कदाचित् मम अग्रजः सम्यक् वदति तथा च मया मम अनुजभगिनी व्याख्यातव्यं यतो हि सा मनसि अस्ति कदाचित् मम भगिनी सम्यक् अस्ति तथा च तेषां मम भ्रातरं व्याख्यातव्यम् आसीत् यत् अधिकतया मध्यमवयस्काः बालकाः अपि तथैव कुर्वन्ति तत्र ज्येष्ठाः युवानश्च भिन्नं विचारमस्ति कदाचित् तान् मध्ये बहु मतभेदाः सन्ति तत्राहम् उभयोरपि मतं श्रोतुम् आगत्य विषयस्य उपरि विचारं कृत्वा कोपि समाधानं निष्कासयित्वा व्याख्यास्यामि यदि ज्येष्ठस्य वचनं सत्यम् अस्ति चेत् अहं युवाने तस्यां बुद्धिमत्तां व्याख्यास्यामि परन्तु यदि युवानस्य वचनं सत्यमस्ति चेत् अहं ज्येष्ठे व्याख्यास्यामि आधिकतया मध्यमवयसि बालकाः अपि तथैव कुर्वन्ति